हा महोदय नमस्कारः मम नाम चन्द्रमोहनः बुल्लेलः अहं वर्तमाने नागपुरनगरे गिट्टिखदान् इति क्षेत्रे निवसामि अहं मूलतः मध्यप्रदेशस्य बड्वानी जनपदतः अस्मि सः मम मूलग्रामः नागपुरे वृत्तेः अन्वेषणार्थम् आगतः अस्मि गतसप्ताहे समाचारपत्रे इदं विज्ञापनं दृष्टं मया इत्यतः अद्य भवतां पुरतः साक्षात्कारार्थम् उपस्थितः अस्मि महोदय मम प्रारम्भिकं शिक्षणं संस्कृतविषये जातम् अस्ति संस्कृतविषये जातमस्ति अहम् एम् ए इति उपाधिं प्राप्तवानस्मि संस्कृतविषये मम विश्वविद्यालयस्य नाम अस्ति नागपुरविद्यापीठं नागपुरमिति इदमधुना अस्मिन् वर्षे त्रयोविंशतितमे वर्षे मया मम एम् ए इति उपाधिः प्राप्ता अस्ति वृत्तिरूपेण कुत्रापि इदानीं कार्यं न कुर्वन्नस्मि सामाजिककार्येषु अहं सल्लग्नः अस्मि तत्र मुख्यरूपेण संस्कृतभारत्याः सम्भाषणशिबिराणि भवन्ति तानि सञ्चालयामि हा एतद् म मम आत्मविश्वासः अस्ति अहमवश्यं कर्तुं शक्नोमि आमाम् अवश्यम् अवश्यम् अहं महाविद्यालयस्तरेपि पाठयितुं सर्वेषां छात्राणां सन्देहः निवारयितुं च शक्नोमि एवम् सत्यं महोदय अहम् अनुकूलया भाषया स्वकीयं विषयमुपस्थापयितुं प्रयतिष्ये तदर्थं मध्ये मध्ये भवतां मार्गदर्शनमपि अपेक्षितं भविष्यति एव तस्य साहाय्येन तदपि भविष्यामि मार्गदर्शनं प्रतिपदं नापेक्षितं किन्तु मध्ये मध्ये अवश्यम् अपेक्षम् महोदय यदि भवद्भिः अहम् यदि भवद्भिः अहं चीये तर्हि अहं श्वः आरभ्य एव कार्यार्थं समुपस्थातुं शक्नोमि सत्यं वृत्यर्थं यत्र तत्र अन्विष्यन् अस्मि अन् अटनम् अस्मि यदि मम अत्र अवसरः भवति अहमेव अवश्यमेव नागपुरे आवासव्यवस्थां कल्पयामि धन्यवादः तर्हि मम जाब् फ़िक्स् अस्ति अस्तु अस्तु